अहं महाराष्ट्रराज्ये निवसामि अत्र लावणी इति नृत्यशैली बहु प्रसिद्धा वर्तते तथा च अहम् आ बाल्यात् भरतनाट्यम् इति नृत्यशैली पठिता आसीत् मया मया पठिता आसीत् अतः अहम् अन्येभ्यः देशेभ्यः ताम् अवश्यमेव दर्शयितुम् इच्छामि तस्य शास्त्रस्य भरतमुनिः भरतमुनिना लिखितः एकः ग्रन्थः वर्तते नाट्यशास्त्रं तत्र नाट्यस्य विषये तथा च नृत्यस्य विषये बहु किमपि शास्त्राधारेण शास्त्राधारेण लिखितं वर्तते तथा च अस्माकं प्रदेशे नाटकम् इति किम् इति मनोज्ञां मनोरञ्जनार्थम् अस्ति नाटकं तस्य सर्वं नाट्यशास्त्रे लिखितमस्ति तद् यथा अन्येषु देशेषु ड्रामा इति किमपि अस्ति तथैव अस्माकं प्रदेशे नाटकम् इति अस्ति तस्य सम्पूर्णं वर्णनं नाट्यशास्त्रे कृतमस्ति यद् नाट्येषु किं किं दर्शनीयं किं न दर्शनीयम् इत्यपि तत्र तस्य उल्लेखः अस्ति तथा च भरतनाट्यम् इत्यत्र या कापि मुद्रा अस्ति ते श्लोके वर्तते श्लोकं वर्तते तदपि सर्वं नाट्यशास्त्रे लिखितमस्ति तदपि अहं दर्शयितुं दर्शयितुम् इच्छामि अन्येभ्यः देशभ्यः तथा च संस्कृतस्य अन्येभ्यः संस्कृतस्य अन्यानि अपि बहूनि पुस्तकानि सन्ति तद् कलाशैल्याः आधारेण आधारेणैव तदपि वयं दर्शयितुं शक्नुमः